हरिः ओम्

मम नाम् मम नाम रेणुका अस्मि अहं मम गृहं कालडिदेशे एव भवति अहम् अहम् अत्र नूतनं अन्तेवासी भवति अत्र देशे अत्र मम गृहे एकं पत्रं न्यूस् पेपर् अनन्तरं सप्ताहमासिका वार्षिकमासिका मासिका च आवश्यकं मया हा तद् आ आम् मम् आहत्य एतेषाम् आहत्य कति रूप्यकाणि आम् आम् वार्षिकमासे आम् हा द्विशतम् आ अस्तु भो हा एतत् आ आहत्य आहत्य ई एम् ऐ ई एम् ऐ उपयुज्य एतत् कर्तुं शक्यते वा वार्षिक आ मासे मासे एतद् धर्तुं शक्यते वा मासे मासे हा आम् आम् आम् मम गृहं कालडिदेशे एकं मन्दिरमस्ति श्रीकृष्णस्वामीक्षेत्रम् इति मन्दिरं ज्ञायते वा कालडिदेशे आश्रमं रोड् आश्रमम् आम् आम् नगरे एव अस्ति तत्र आश्रमं रोड् इति जंशन् कालडि जङ्क्षन्तः वामभागे वामभागे आश्रमं रोड् आ आश्रमं रोड् हा श्रीकृष्ण श्रीकृष्णक्षेत्रम् अस्ति क्षेत्रस्य क्षेत्रस्य उपरि एव मम हा उप क्षेत्रस्य पुरो पुरो आम् आम् आम् पुरोभागे एव मम गृहम् हा श्रीविलासं श्रीविलासमिति गृहस्य नाम आ आम् आम् आ ओ धन्यवादः अ धन्यवादः भो आ आ पुनर्मिलामः पुनर्मिलामः